आधुनिकसंस्कृतभाषा भाषणं समस्याः बहु बद वर्तते यत् आधुनिकसंस्कृतभाषायां आधुनिकजगति संस्कृतभाषा उपयोगम् इदानीं बहु कुर्वन्तः सन्ति परन्तु तत्र उपयुक्तम् उपयुक्तं शिक्षकाः पुनः उपयुक्तम् हा वस्तूनि तत् संस्कृतं पठितुं पुस्तकाः व इत्यादिकं मार्केट् मध्ये न मिलति विपणि मध्ये अतः संस्कृतभाषाभाषिणां ये समस्याः सन्ति तत् सर्वं पुस्तकं मध्ये एव सन्ति पुनः तत् किम् संस्कृतभाषाणां समस्या एतद् अस्ति यत् सप्रेट् सप्रेट् किं प्रति ग्रामे ग्रामे गुरुकुलाः न सन्ति पुनः विद्यालयाः न सन्ति अतः संस्कृतं पठितुं भाषा भाषिणां समस्याः एताः वर्तन्ते धन्यवादः